मम प्रदेशे प्रधानकृषिः अस्ति पूगवृक्षः अथवा पूगफलम् पूगफलेन किं प्राप्यते इत्युक्ते प्रभूतं धनं प्राप्यते पूगकृषिद्वारा अस्माभिः किं किं क्रियते तेन संन्तोषः अपि प्राप्यते आवर्षे चतस्रः कृषि उत्पत्तयः अथवा कृषि कृषिकं कृषिनं वयं कुर्मः प्रधानकृषि द्वारा पूगवृक्षेण तेन अस्माभिः तत् निष्कास्य वृक्षात् निष्कास्य पुनः तत् आतपे संक्षे आतपे प्रसार्य तत् चत्वारिंशत् दिनाधिकं सूर्यातपे तत् कार्यादिकं कृत्वा अनन्तरं तस्याः त्वक् यत् यदस्ति तत् निष्कास्य यथा के जि परिमाणं नाम यथा ओन्नु के जि अथवा ओन् के जि इत्युक्ते एतावत् धनमूल्यम् इति आग्रहं कृत्वा अथवा समानादिकं अद्यतन मार्केट् रेट् मार्केट् मूल्यं यदस्ति तदनुगुणं वयं प्रसारयामः